मम जीवने शास्त्रम् एव अति मौल्ययुतं भवति शास्त्राध्ययनं पुनः शास्त्रस्य प्रयोगः शास्त्र अध्यापनं च मम जीवने बहु मौल्ययुतं भवति शास्त्रम् एव भवति